हरिः य् हरिः ओम् पूर्विका मोबैल् शापा आर् हरिः ओम् श्रूयते वा अहम् एकं दूरभाषां क्रेतुमिच्छामि दूरवाणी क्रेतुम् इच्छामि वन् प्लस् माडेल् इति ए एकं दूरवाणी अस्ति खलु तदस्ति वा कियत् पर्यन्तम् अस्ति न्यून न्युनातिन्यूनं कियत् प कियत्पर्यन्तम् अस्ति अस्तु अस्तु मम कृते वन् ट्वेण्टि फो़र् जि बि आवश्यकम् मूल्यं किमिति उक्तवती वन् ट्वेण्टि फो़र् जि बि नैन् सिक्स् तौज़न्ड् अस्तु द्वि त् द्वितिस् द्वि त्रि द्वयं स्वीक्रियते स्वीक्रियते चेत् अपि कि डिस्कौण्ट् अस्ति वा

आमामाम् आम् आं साक्षात् आ आगत्य फ्री़ प्रेषयामि तत्र डेबिट् क्रेडिट् कार्ड् अस्ति क्रेडिट् कार्ड् अवैलेबल् अस्ति खलु आम् अस्तु